हरिः ओम् नमस्ते ऊबर् आटो खलु अहम् अधुना अत्र गेट् समीपे तिष्ठामि इतः मया ऊर्वशी तियेटर् पर्यन्तं गन्तव्यम् आ गेट् किं गेट् इति पृच्छति वा व् अत्र राक् फ़ोट् तस्य गेट् अस्ति खलु तत्र अहं तिष्ठन् अस्मि भोः आम् अधुना शीघ्रमेव चालकः आगमिष्यति खलु आम् कृपया शीघ्रं प्रेषयन्तु नमस्ते